ए एवं यतोऽहि बहूनि कार्याणि कृतानि तलमध्ये तर्हि तदा केनचित् सह कार्यम् अवश्यमेव कर्तव्यम् आपतितं येन सह व्यवहारः अत्यन्तः कष्टकरः आसीत् यदा दलगते मम एका प्रोजेक्ट् आसीत् तस्मिन् काले एकः बालकः आसीत् यः य येन सह कार्यकरणे बहु कष्टं जातं यतोऽहि सः तु दलमध्ये कार्यकरणे असमर्थः आसीत् सः सर्वदा चिन्तयति यत् अहमेव सर्वं कार्यं करोमि एवं च अन्येषां कृते किमपि कार्यं नास्ति अहमेव ए एतद् करोमि एतद् करोमि इति परन्तु दलमध्ये तु सर्वेषां कृते स्वकीय कार्या कार्याणि सन्ति अत एव सर्वैः तु स्वस्य नाम कार्यं करणीयं रन्तु तथा नास्ति अतः तेन सह कार्य करणे बहु कष्टं जातं तस्मिन् परिस्थितिः तदा परिस्थितेः समाधानार्थं मया तु मम कार्याणि ये यानि सन्ति तेषाम् एव करणं सम्यक्तया कथं भविष्यति इति अहं चिन्तित्वा मम पार्ट् यद् अस्ति तत्तु सम्यक्तया कृतम् एवं च अन्यत् सर्वं त्यक्तव्यत् कथं भविष्यति कथं नविस् भविष्यति इति यतोऽहि तत्तु मम कार्याणि न सन्ति यथा मम कार्याणि सन्ति यावत्पर्यन्तं तावत्पर्यन्तं मया सर्वं कृतम्